मह्यं वनपोषणं बहु रोचते मम गृहे एकं लघु वनम् अस्ति अहं मम वनार्थं कानिचन सस्यानि नर्स्रीतः आनयामि कानिचन पादपान् मम मित्रेभ्यः कुटुम्बात् आनयामि कानिचन अहमेव बीजानि स्थापयित्वा वपनं करोमि कानिचन शाकानीतः वर्धनं करोमि मम गृहे विविधः रकाः फलवृक्षाणि सन्ति आम्रवृक्षं त् आम्रवृक्षम् अमृतफलवृक्षम् अस्ति

व्यञ्जनशाकानि शाकानि अपि सन्ति